एकवारम् अहं भाग्यनगरतः गोमान्तकं प्रति स्वीयकार्यानेन गतवान् तस्मिन् समये भिन्नभिन्नराज्यानि आगतानि भाग्यनगरं तेलङ्गाणायाम् अस्ति इतोपि महाराष्ट्रं कर्णाटकं गोमान्तकं च आगतानि तस्मिन् समये अहं दृष्टवान् यत्र यत्र कर्नाटकीय मार्गमासीत् बहु असम्यगासीत् गर्ताः पाष पाषणखण्डाः बृहत् बृहत् पाषणखण्डम् आसीत् तेन अस्माकं गतिः इव बहुन्यूना अभवत् इतोपि भाषा समस्यापि आसीदेव एतेषु दिनेषु यद्यपि किञ्चित् किञ्चित् आङ्ग्लभाषां जनाः जानन्ति तथापि बहु न जानन्ति परन्तु भा भारतीयसमाजे तु तथापि बहु आवश्यकमपि नास्ति केवलं ह्याण्ड् जेस्चर्स्द्वारा वयं किमपि अवगमयितुं शक्नुमः अतः महती समस्या सा न आसीत्